कृषिक्षेत्रे न्यूनातिन्यूनम् अहम् अष्टघण्टाः यापयामि कृषिक्षेत्रे एव गावः अपि सन्ति गावः श् कृषिक्षेत्रे च चरन्ति तत्र एव ग्रास् ग्रासं खादन्ति गोपालकः दोहनं करोति कृषिक्षेत्रे अहं कर्षणं करोमि तदनन्तरं बीजं बीजानां वपनं करोमि बीजाः अङ्कुरिताः भवन्ति तदनन्तरं सस्यारोपणं करोमि भूमिम् सिञ्चि सिञ्चित्वा सिञ्चित्वा वृक् सस्यस्य वर्धनं करोमि कृषिक्षेत्रे कार्यं करोमि चेत् मम स्वास्थ्यम् अत्यन्तम् उत्तमं भवति